हरि ओम् ह्यः अहमेकं चुल्लीं क्रीतवती खिल तद्विषये वक्तव्यम् आसीत् वदामि वा यः क्रि क्रयणसमये उक्तमासीत् बहु सम्यक् कार्यं करोति किमपि समस्या किमपि समस्या नास्ति अधिकाः जनाः एतदेव क्रीणति इति अतः ममापि अहमपि तदेव क्रीतवती परन्तु अद्य आगत्य पश्यामि चेत् सम्यक् कार्यमेव न करोति हा मम पति अपि म मह्यं बहु तर्जितवान् अस्ति का किमर्थम् एतत् स्वीकृतमिति कृतवान् क्रीतवती इति आहा अहम् आगत्य एतत् दास्य अपरं किमपि उत्तमम् अस्ति चेत् क्रीणामि हा